अहं विश्वविद्यालये पठनसमये मम एकं मित्रं आसीत् सः पूचु इति युद्धकला प्रशिक्षणं कुर्वन् आसीत् सः उक्तवान् सः उक्तवान् तत् कलां अति उपकारं भवति इति तथा अहम् अपि तत् प्रशिक्षणं किञ्चित् आरब्धं कृतं तत् मम कृते महत् उपकाराय एव अभवत्